विगतमासे अहं एकां दूरवाणीं स्वीकृतवान् तस्याः मूल्यम् आसीत् दशसहस्ररूप्यकाणि दूरवाणी बहुसम्यक् अस्ति तस्य प्रोसेसर् अपि बहुसम्यक् अस्ति बहुसम्यक्तया कार्यं करोति इतोऽपि अस्य ब्रैट्नेस् मध्ये इतोऽपि बहवः सुविधाः सन्ति यथा अधिकं न्यूनं इतोऽपि नैट् मोड् अपि वर्तते अस्य बेट्री बेट्री अपि अधिकं चलति अपि अधिकं चलति वारं वारं न्यूनतां न अधिगच्छन्ति